एकविंशतितमदिनाङ्कः एप्रिल् मासः सप्तसप्तत्यधिकनवशतोत्तर एकसहस्रतमवर्षम् त्रयोविंशतिदिनाङ्कः ह त्रयोविंशतितमदिनाङ्कः मे मासः द्वयोदिक द्व्यधिकद्विसहस्रतमवर्षम् दशमदिनाङ्कः डिसेम्बर् मासः द्विसप्तत्यधिक द्विसप्तत्यधिकनवशतोत्तर एकसहस्रतमवर्षम् सप्तमदिनाङ्कः नवेम्बर् मासः त्रयोविंशत्यधिकद्विसहस्रतमवर्षम् षड् दिनाङ्कः दिनाङ्कः षड्तमदिनाङ्कः जून् मासः अष्टत्रिंशदधिकनवशतोत्तर एक सहस्रतमवर्षम्